चारणम् अहं एकवारमेव कृतवती अहं मम मम पतिः मम पुत्रः पुत्री सह चिक्मंगलूरु नगरं गतवती तत्र मुळ्याङ्गिरी इति एकः गिरिः गिरिः अस्ति तत् तस्य चारणं वयं कृतवन्तः एतत् चारणं कृत्वा तत्र गमनान्तरं तत्र नेचर् बहु सुन्दरः अभवत् तत् दर्शितुं बह् बहु रोचकरम् आसीत् एतदनुभवम् अहम् न न विस्मरामि मम् मम आजीवनं एतद् स्मरणं अस्ति मम